मम गृहे एका भगिनी अस्ति मम भगिनी अथवा मम पुत्री मित्रं वा कापि बालिका अथवा महिला अस्ति चेत् अहम् अवश्यमेव तस्यै शिक्षाम् दास्यामि शिक्षां सा प्राप्नुयात् इति एव मम इच्छा अहं कदापि महिलानां तथा च बालिकानां कृते कदापि शिक्षणं न दातव्यम् एतादृशं विचारं न करोमि बालिकायाः शिक्षायाः विषये बहूनि मतानि वर्तन्ते यदि बालिकाः अस्माकं समाजस्य तथा च राष्ट्रस्य आधारभूताः महिलाः एव सन्ति यतो हि यदा शिशुः जन्म प्राप्नोति तदानीं सः शिशुः किं स्वयमेव अवगच्छति वा सर्वं स्वयमेव सः शिक्षणं प्राप्नोति सः मातुः सकाशात् मातुः सविधे एव सः सर्वम् अर्जनं करोति कथं सः तस्य कृते पूर्वशिक्षिका पूर्वशिक्षां या ददाति सा एव भवति माता यदि सा माता शिक्षिता न भवति चेत् कथं अस्माकं समाजस्य निर्माणं भवेत् अतः महिलानां तथा च बालिकानां तथा च भगिन्याः पुत्र्याः एवं प्रकारेण तेषां तासां शिक्षायाः महत्त्वं बहु वर्तते अतः सर्वं सर्वाभ्यः बालिकाभ्यः शिक्षा अवश्यमेव दातव्या